हरिओम् भ अहं साक्षी वद वदामि आम् आम् अहम् एतद् पृच्छामि के भवतां पार्श्वे शाकं प्राप्तं भविष्यति किं आम् किं किं शाकम् अस्ति भवत्याः पार्श्वे आम् आम् आम् आम् आम् आम् अहं बहू अधिकमात्रा मात्रायां शाकं वाञ्चामि आम् आम् अहं दश कि किलो पलाण्डुः वाञ्चामि आम् दश किलो अच्छा अच्छा विंशतिः तु बहु अधिकमस्ति किञ्चित् स्वल्पं करोतु पञ् पञ्च पञ्चादश तत्तदस्तु अस्तु अस्तु अहं अन्यत् अपि शाकं वाञ्चामि यतोहि अहं पलाण्डुः दश कि दश किलो वाञ्चामि दश के जी आम् आम् आम् आम् आम् अहं आम् आम् आम् अहं आलूकं चत्वारिंशत् के जी वाञ्चामि विंशतिः विंशतिः तु अधिकमस्ति अस्मिन् तु किञ्चित् स्वल्पं करोतु चत्वारिंशत् किलो आम् आम् मम एतद एतदर्थम् आवश्यकं यतोहि मम ग्रामे एकः राजेशः अस्ति तस्याः पुत्र्याः विवाहः अस्ति आम् आम् तत्र तत्र दातव्यं आम् आम् आम् आम् आं रक्ताङ्ककः पञ्च पञ्च किलो वाञ्चामि आम् आम् आम् आम् अहम् आगच्छामि अर्धहोरा अभ्यन्तरे अस्त अस्तु धन्यवादः धन्यवादः